मम जीवने मम धर्म मम संस्कृतिं च अतीव मौल्ययुतम् इति मम अभिप्रायः अतः कोपि मम धर्मसंस्कृतिविषये किमपि विरुद्धं वदति वा अपहास्यं करोति वा न सह्यते सर्वे अपि अस्माकं धर्मसंस्कृतिविचारे धनात्मकं चिन्तयति चेत् अस्माकं धर्मकृते एतावत् हानिः न भवति फ़ेशन् नाम्नि अद्यतनजनाः धर्मविरोधिकार्यम् एव कुर्वन्ति संस्कृतिविषये अपि श्रद्धा निष्ठा न अस्ति विदेशिजनाः किं करोति तथैव फ़ेशन् इति अस्माकं जनाः अपि कुर्वन्ति वेशभूशा वा भोजनविषये वा अस्माकम् आरोग्यकृते किं सम्यक् भवति इति चिन्तनम् अपि न कुर्वन्ति ज्येष्ठाः किं वदति तद्विरुद्धमेव बालाः कुर्वन्ति अतः भवगवन्तं प्रार्थयामि सर्वेषां कृते सद्बुद्धि ददतु इति